मम नाम कुमारः मम शक्तिर्का इति चेत् यत् कार्यम् अस्ति तस्य कार्यस्य सम्पादनार्थं यताशक्तिपरिश्रमं कृत्वा कार्यसमापनं मम शक्तिर्वर्तते अतः निबद्दतया दत्तं कार्यं यावन् कालो वा भवतु नाम किन्तु स्वीकृतं कार्यं समापनीयं तदेव मम शक्तिः अनन्तरं दौर्बल्यं किम् इति चेत् लघु विषयेष्वपि अधिकं चिन्तनं नाम सामान्यविषयो वा भवतु विशेषविषयो वा भवतु तत्र एकस्मिन् एव विषये वारं वारं चिन्तनम् इति दौर्बल्यम् इति अहं चिन्तयामि नाम अत्यधिकतया चिन्तनं लघुविषयेषु अपि अत्यधिकचिन्तनं यद् अस्ति तद् मम दौर्बल्यम् इति अतः शक्तिर्भवति यथाशक्तिः परिश्रमं कृत्वा कार्यसम्पादनं दौर्बल्यं भवति अधिकचिन्तनं धन्यवादाः